अध्ययनावसरे कष्टसाध्यं कार्यम् एतदेव भवति अध्ययनं यतः यत्कर्म कर्तव्यम् इति चिन्त्यते तदानीं बहूनि कष्टानि आगमिष्यन्ति कानिचन कष्टानि अतीवमुख्यानि भवन्ति कानिचन अल्प कष्ट कष्टानि भवन्ति यथा अध्ययनं कर्तव्यं चेत् निद्राविजयः सम्पादनीयः निद्रायाः उपरि विजयः सम्पादनीयः नो चेत् विद्यासम्पादनम् अथवा अध्ययनम् इत्याख्यं यत् कर्म तद् बहुकष्टसाध्यं भवति अतः अध्ययनावसरे कष्टसाध्यं कार्यं तावत् तावत् अध्ययनमेव वृत्तिस्थाने तावत् कष्टसाध्यं किम् इत्युक्तौ पाठनम् विद्यार्थिनां सम्पादनं तेषु उत्साह अभिवर्धनम् इति एतत् सर्वं कष्टसाध्यं भवति तस्य निर्वाहः कथं कर्तव्यः अहं कथं निरवहम् इति चेत् निद्रायाः निर्वाहस्तावत् चक्षुषि जलस्थापनेन अपि च उत्साहेन पाठश्रवणेन निद्रा वारयितुं शक्या छात्रेषु उत्साहवर्धनं कथं कर्तव्यम् इत्युक्तौ अस्माकं पाठनशैल्या एव अस्माभिः उपविश्य पाठ्यते चेत् छात्रैः बहु शीघ्रं निद्रायाः अनुभवः क्रियते अतः तेषां कृते किमपि कार्यं मध्ये मध्ये दातव्यं भवति तदानीं निद्रायाः आगमनं सुलभतया न भवति एवमेव अस्माभिः कक्ष्यायाम् अटनं कुर्वन् पाठः अस्माभिः कर्तव्यः